मम सख्या विद्यायाः कृते एतत् भोजनम् आहारं मया निर्देशः कृतः तस्याः सम्पर्कः चत्वारि सङ्ख्या चत्वारि इन्द्रानगरः फ़ोर्त् मार्गः अडयार् चन्नै विंशतिः